समाजे सर्वैः अपि संस्कृतभाषा भाषणीया भवति सर्वैः संस्कृतभाषा अव अवगता भवेत् तादृशप्रयत्नाः अस्माभिः करणीयाः अस्मिन् काले तु सद्यः वर्तमाने आधिक्येन अन्यायाः भाषायाः अध्ययनम् इति विशेषतः न क्रियते अन्तर्जालमाध्यमेन किञ्चित् चलच्चित्रदर्शनं कथाश्रवणम् इत्यादि रूपेणैव भाषायाः अभिवृद्धिः जायमाना वर्तते बहवः हिन्दिभाषां वा भवतु आङ्ग्लभाषां वा भवतु चलच्चित्रादिकं दृष्ट्वा एव अहं जानामि इति वदन्ति तस्मात् कारणात् संस्कृतक्षेत्रेऽपि बहवः उत्कृष्टाणि चलच्चित्राणि भवेयुः तत्रापि भारतीयता स् अपेक्षिता भवति तत् त्यक्त्वा संस्कृतं न भवति तस्मात् कारणात् यथा संस्कृतभाषायाः अपि हानिः न भवेत् प्रेक्षकाः ये भवन्ति तेषामपि तत्र चित् चलच्चित्रं द्रष्टव्यम् इति मनः यथा भवेत् तादृशं किञ्चित् कुर्मश्चेत् संस्कृतं संस्कृतस्य उन्नतिः समाजे भवितुम् अर्हति एवं संस्कृतस्य संरक्षणं तु संस्कृतस्य सम्भाषणद्वारा एव भवितुम् अर्हति नान्यथा ग्रन्थेषु लिखितं भवति चेदपि तत् लिखितमेव भवति न तु संरक्षितम् इति भवति तस्मात् सर्वैः संस्कृतभाषा भाषणीया संस्कृतम् अध्येतव्यं भवति तेनैव संस्कृतस्य उन्नतिः संरक्षणं च भवितुम् अर्हति